यदि अहं ट्रेन्मध्ये गच्छामि तदानीं मम भोजनसमयः अस्ति सप्तवादनः इति तदानीं मम प् पार्श्वे समयं नास्ति चेत् अहं बहिः क्रीणामि एवं च त सम्यक्तया प्याकिङ्ग् कृत्वा सम्यग्रीत्या तस्य तं प्याकिङ्ग् कृत्वा अनन्तरं घण्टाद्वयं वा घण्टात्रयं वा अनन्तरं भो ब् भोजनं करिष्यामि अतः प्याकिङ्ग् या भवति सा सम्यग्रूपेण करणीयं अतः भोजनम् उष्णं न भवति शीतम् एव भवति अतः सम्यग्रीत्या तं प्यागिङ्ग् कृत्वा घण्टाद्वयं वा घण्टात्रयनन्तरमपि उष्णमेव भवेत् एतादृशी प्याकिङ्ग् करणीयम्